मीशोतः मया एकं आर्डर् आर्डर् कृतमासीत् वस्त्रस्य सर्वे वदन्ति मीशोमध्ये तावत् कोलिटि सम्यक् न भवति अतः ततः आर्डर् न कर्तव्यम् इत्यादिकम् उक्तवन्तः परन्तु मम कृते एकं बहु इष्टम् इष्टं जातं वस्त्रम् एकम् अतः कृतवती अहं आगतमपि प्रथमम् आर्डरसीत् तत् दृष्टवती बहु सम्यक् आसीत् नाम काटनेव आसीत् यथा तत्र चित्रमासीत् तथैव आसीत् पुनः किञ्चिदपि डामेज् नासीत् बहु सम्यक् आसीत् अतः प्रथमः एव बहु समीचीनमासीत् इत्येव सर्वेषां कृते उक्तवती अहं मम सविधे के के उक्तवन्तः नाम तत्र मीशोमध्ये वस्त्राणि सम्यक् न भवन्ति क्वालिटि न भवति इत्यादिकं तेषां कृते एव उक्तवती अतः मीशोतः वस्त्राणि स्वीकुर्वन्ति चेत् किमपि हानिः न भवतीति मम आशयः यतः बहुवारं स्वीकृतं परं बहुवारं स्वीकृतं मया एवं प्रथमं तु बहु सम्यकेव आसीत् यतः फ़स्ट् आर्डरित्येव अत्र दत्तं आ फ़स्ट् प्रोडक्टिति बहु सम्यकासीत् नाम एवं न्यूनम् न्यूनं धनम् एवं तद् कोलिटि अपि अधिकमेव आसीत् प्यूर् कोटन् आसीत् अतः सम्यगासीत् बहु सम्यकासीत्